मम ग्रामे मलबद्धतायाः चिकित्सायाः बहवः उपचारः भवन्ति यथा प्रातः प्रातः उत्थाय जलं पिबन्तु पिबतु तथा च शयनात् पूर्वमपि जलं पिबतु तत् पश्चात् यदा प्रातः काले उत्थाय जलं पश्चात् तक्रं तथा च सूत्र युक्त आहार सेवनं करणीयम् अधिक फ़लसेवनं तथा च ये यस्मिन् मसाला युक्त यः आहारः भवति तस्य निषेधः खाद्य अधिकफ़ल युक् सेवनं तथा च व्यायामः अपि करणीयं